दी पीस्फुल् रिलिजन् सदा सङ्घर्षः कुर्वन्तः सन्ति एषः विचारः नेहरूकाले अधिकः जातः इति वयं पठन्ति सङ्घर्षो नाम केवल वाच्यरीत्या नास्ति परन्तु ते शस्त्राणि गृहीत्वा जनान् मारयन्ति हिन्दु मुस्लिम् भाय् भाय् इति हिन्दवः केवलं केवलं वदन्ति चेत् न अलम् मुस्लिम् जनाः अपि वक्तव्यं परन्तु ते नैव अङ्गीकुर्वन्ति एतत् नेहरूवियन् भाय् भाय् फार्मुला एषः नेहरूवर्यः चीनादेश विचारे अपि एतत् एव कृतः चैना चीनी भाय् भाय् इति अद्य द्वयोः देशयोः साकम् अस्माकं कृते बहूनि कष्टानि शिष्टानि नेहरूवर्यस्य उत्तरदायित्वम् अविस्मर्णीयम्